अहं तिरुपतौ निवसामि कदाचित् आचार्यस्तरादारभ्य मनसि दृढसङ्कल्पः आसीत् तिरुमलक्षेत्रस्य अधः एव मम गृहं भवेत् इति अतः सर्वथा सर्वस्मिन् जन्मनि अहं वदामि तिरुमलां बहु इच्छामि अस्मिन् प्रदेशे तथा इष्टतमम् इत्युक्तौ किमपि नास्ति एकमेव तिरुमलक्षेत्रं तत्रत्य भगवान् यः उपस्थितः अस्ति तेषां स्मरणम् एतद्द्वयम् अहं कदाचित् बहुधा इच्छामि ततः परं मम विश्वविद्यालयः अथवा मम विभागः उभयं समानम् अतः इदं द्वयं बहु रोचते अस्मिन् क्षेत्रे